मम गृहं केरळराज्ये वयनाडिति जिल्हे अम्बलवल् देशे अस्ति अम्बवल् इति प्रदेशे अनेकाः चिकित्सालयाः सन्ति तेषु होमियोचिकित्सालयः भवति अस् अस्ति आयुर्वेदचिकित्सालयः अस्ति अलोपतिचिकित्सालयः अपि अस्ति अत्र स मम गृहस्य समीपे चिकित्सालयः नास्ति किन्तु पञ्च किलोमीटर् दूरस्य परीध्य चिकित्सालयः अस्ति तत्र चिकित्सा सम्यक् भवति किन्तु सर्व समये तत्र अनेकाः जनाः अस्ति जनप्रवाहः भवति तत् कारणेन किञ्चित् अधिकतया समये चिकित्सा विलम्बेन भवति सर्वाः चिकित्सालयाः अनुकूलस्थाने भवन्ति एकः चिकित्सालयः एकस् एकः विद्यालयस्य समीपे अस्ति तत्कारणेन छात्राः तत् सम्यक् अथवा स छात्रेभ्यः उपकारकं भवति सम्यक् मम देशस्य चिकित्सालयाः सर्वाः सम्यक् भवन्ति